कोविड्काले अध्ययनार्थं विज्ञानं तन्त्रज्ञानं च निश्चयेन बहु साहायं कृतम् अहं विद्यालयस्य परं कोविड्समये एव संस्कृतपठनस्य प्रत्यारम्भं कृतवती बहवः श्लोकाः नारायणीयं सुन्दरकाण्डं सौन्दहल सौन्दर्यलहरी च अहं कोविड्काले एव पठितवती मम सङ्गणकज्ञानम् अस्ति इति कारणार्थम् अन्तर्जालीय अन् अध्ययनविषये अतीव सुलभमासीत् अन्तर्जालीय अध्ययने असाधुः विषयः किम् इत्युक्ते साक्षात् वर्गाः अन्तर्जालीयवर्गात् निश्चयेन उत्तमतया एव भवेत् सङ्ग्रहणम् अपि सम्यक् भवेत् किन्तु अन्तर्जालीय अध्ययने साधुविषयः इतोऽपि उत्तमम् अस्ति अध्ययनार्थं गृहात् बहिः न गन्तव्यम् प्रवाससमयः नास्ति येषां गृहे वृद्धाः शिशवः रोगिणः सन्ति ते अपि वृद्धानां शिशूनां पालनं कृत्वा अध्ययनसमये एव झटिति वर्गम् आगन्तुं शक्नुवन्ति